लोकयानव्यवस्था अधुना उत्तमा वर्तते पूर्वं तथा नासीत् अधुना तु लोकयानां संख्या अधिकाः वर्तते निमेषं प्रति लोकयानं आगच्छति अहं पूर्वं लोकयान नगरलोकयानेनेव कार्यालयं गच्छति स्म च आसम् अहं उडुपि मंगलूरु सुब्रह्मण्य धर्मस्थला मन्त्रालय इत्यादि क्षेत्राणां प्रवासं लोकयानेन कृतवती अधुना लोकयानानां संख्या अपि अधिका वर्तते जनसंख्यानुगुणं लोकयानानि अपि बहूनि सन्ति लोकयानं बहवः सन्ति परन्तु अनुकूलमपि तथैव वर्तते केचनक्लेशाः भवन्ति तथापि अनुकूलदृष्ट्या अनुकुलदृष्ट्या क्लेशानां संक्या न्यूना एव वर्तते तदस्मात् तस्माद् लोकयानप्रयाणं सुखकरं भवति सर्वेषामपि एक कालेनैव सर्वे गच्छन्ति अधिकजनाः एक समये एव गच्छन्ति परन्तु ततः टिकेट् त्र मूल्यमपि न्यूनं भवति प्रत्येकवाहन वाहनेन गमनापेक्षया लोकयानेन गमनं सुखरं भवति अधुना सर्वकारः अपि तस्य तत् प्रोत्साहसं ददाति सर्वे लोकयानेनैव सर्वकारलोकयानेनैव अवलम्बन्ते इति प्रोत्साहः वर्तते तथापि अनुकूलानि अपि सन्ति